मम प्रदेसे मम प्रदेशः उत्तरप्रदेशः तत्र उत्तरप्रदेशे लखनौनगरे चिकन् इति नाम्ना यत् वस्त्रं तावत् आपणे क्र् क्रय्यं भवति क्रय्यम् अर्थात् आपणे प्रसारितं यद् वस्तु विक्रेतुम् आपणे प्रसारितं यद् वस्तु भवति तत् क्रय्यम् उच्यते अतः क्रय्यं जत् चिकन् वस्त्र वस्त्रं विद्यते तत् अतीवसमीचीनं विद्यते अतः तत् तत्र उत्तरप्रदेशे ये जनाः बहिस्थात् गच्छन्ति ते अवश्यमेव तत् वस्त्रं क्रीणन्ति